गी गीता तु सर्वेऽषां मोदमुग्धः जनयति हा पुरा तत्र गी गीतासु सु एव साहित्य विचाराः धर्मशास्त्रविचाराः कथं वर्तितव्यं कथं न न वर्तव्यमिति सर्वाणि आसन् यतोऽहि यत् यतोऽहि काव्यादि दि काव्यादि गीतायाः गीता एव जनाः गीता माध्य माध्यमेनेव जनान् जनानां बोधयितुं शक्यते यतोऽहि रामादिवत् प्रवर्तव्यं पुनः न न रामः न रावाणादिवत् इत्य इत् इत्यादिषु वि विचार विचाराणि गीता एव सम्यक् अस्तु शक्यते तादृशी गीता पुरातत् त त् तादृशाः विचाराः पुरातत् पुरातनगीतासु एव इ दृशते इदानीं इदानीन्तन गीता गीतास्तु इदानीं तन गीतासु तु तु तु तु आदि अतिरञ्जकः त त त कामुपभोगः भोगः स्व् स्वेच्छाचारः चारः यो क् काम काम भ् भोज भोजनादि एव भ भवति किन्तु द् धर्मादि द् धर्मादीनां निन्दा अपि भवति तस्मात् प् पुरात् त पुरातनगीता एव रोचते न न तु दू दूत गीता इति इ इति त तादृशी इति त तादृशी गीता चेत् प्राचीनवत् प्राचीनविषये तु नूतनगीता चेत् त ततः इमे रोचते